हरिः ओम् हा नमस्ते

हा त् यानस्य नम्बर् अस्ति वा

ह हा आम आमाम् आगच्छामि हा हा हा तर्हि इदानीं तत्र पश्यतु तत्र बालिकाः सम्यक् अस्ति वा मृतवती वा तत्र पश्यतु झटिति गच्छतु तत्र हा तु इदानीं सम्यक् अस्ति स्वास्थ्यं तस्य हा रक्तम् इदानीं ब वहति न वा हा भवान् कुत्र अस्ति इदानीं भवान् कुत्र अस्ति दुर्घटना स्थले अस्ति अन्यथा तत्र चिकित्सालयं प्रति गतवान् अस्ति हा तर्हि स्थानस्य नाम किं स्थानस्य नाम किं किमस्ति यत्र दुर्घटना जाता अस्ति शृङ्गेर्याम् अस्ति हा तर्हि अहं प्रथमवारं तत्रैव गच्छामि अनन्तरं चिकित्सालयं प्रति आगच्छामि भव् हा भवान् तत्रैव तिष्ठतु अहं यतो हि ब् भवतः अहं वार्तां श्रुणोमि तत्र आगत्य हा इदानीं भवान् भवतः स्वास्थ्यं सम्यक् अस्ति भवान् तत्र भीतिर्नास्ति भवती इदानीम् हा कः नीतवान् ततः बालिकाम्

हा तदानीं समयः किमासीत् नववादनमासीत् हा हा हा

तर्हि बेङ्लूरुनगरं नगरं प्रति गतवान् यः न गतवती यानं अथवा अन्य दिशाम् नन एतद् यानमासीत् यः दुर्घटनां कृतवान् अह दूरं प्रति गतवान् ह तर्हि अहम् इदानीम् अग्रे सन्देशं प्रेषयामि ये पोलिश्जनाः सन्ति ते अग्रे कार्यं करिष्यन्ति हा चिन्ता मा चिन्ता मास्तु अहं करिष्यामि सर्वं भविष्यति हा हा अहं करिष्यामि इदानीम् अग्रे अहं दुरवाणीं करिष्यामि अनन्तरं ये ये अग्रे सन्ति पोलिश् जनाः सन्ति ते अग्रे कार्यं करिष्यन्ति अहं पुनः चिकित्सालयं प्रति आगच्छामि हा हा धन्यवादः